जिल्लाकार्यले द्विधा अधिका अधिकारिणः भवन्ति अधिकारिणः भवन्ति तेषु भ्रष्टाचार भ्रष्ट अधिका अधिकारिम् अहं न अपश्यत् तेषां भ्रष्टाचारः अपि न अनुभूतवती अहं समाजे श्रेष्ठ अधिकार अधिकारिणाम् अनुभवमेव अलभः अनुभूतवती समाजे अदि आरक्षकाः एव रक्षकाः भवेत् ते एव भ्रष्टाः भवति चेत् समाजस्य दौर्भाग्यं एव एव अतः अधिका अधिकारिणः श्रद्धया प्रामाणिकतया कार्यं कुर्यात् इति मम अभिप्रायः